मह्यं तत्वमसि तत् वाक्यं तु मम मनसि सदा स्थिरः भवति किमर्थम् इत्युक्ते तत् मयं मह्यं बहु इष्टतरं वाक्यं तत् तत् इत्युक्ते तत् इत्युक्ते एषः एव तत् त्वं अस्ति त्वं इत्युक्ते अहं एव तत् अस्मि इति सर्वदा तत् मम मनसि निधाय अहं सर्वाणि कार्याणि करोमि